सस्य वर्धनाय वल्मीकस्य मृत् उपयुज्यते तथा सिकता मिश्रिता मृदुपयुज्यते अग्निना दग्धम् मृदुपयुज्यते एवम् सस्यस्य कृते यद् अनुकूल्यम् अथवा यस्मिन् काले यादृशी मृत् अपेक्षिता तादृशी मृत् उपयुज्यते पोषक द्रव्याणां कृते अथवा पोषकद्रव्यं तु सस्यानां कृते जीवामृतम् गोधा गोः आधारिता कृषिः भवति गोमयम् उपयुज्यते गोमूत्रम् उपयुज्यते गोमयादिकम् मृदि स्थापयित्वा दिनद्वयानन्तरं वा दिनत्रयानन्तरं वा तां मृदं सस्येभ्यः स्थापयामश्चेत् तत् पोषकं द्रव्यत्वेन द्रैवं द्रव्यत्वेन उपकरोति

सस्य संवर्धनार्थम् गोः आधारितम्

गव् गव्युत्पन्नं गव्यं यदि उपयुञ्ज्महे तदा सस्यः झटिति संवर्धते तेन उत्पन्नं फलमपि स्वादिष्टम् उत्कृष्टम् भवति अतः अहं सर्वत्र मम क्षेत्रे गव्यस्येव उपयोगं करोमि पोषकद्रव्यत्वेन तस्य फलमपि अहम् अनुभवन्नस्मि समीचीनम् एव अस्ति